पठनार्थं छात्राणां लाभाय एव छात्रवृत्तयः दीयन्ते छात्रवृत्तिः इत्युक्ते ये छात्राः पठने अभिरुचिं प्रदर्शयन्ति उत्तमाः छात्राः उत्तमान् अङ्कान् ये छात्राः उत्तमान् अङ्कान् प्राप्नुवन्ति अपि च येषां पठनाय सौविध्यं नास्ति तादृशाः छात्राः छात्रवृत्तिं प्राप्नुयुः यदि तादृशाः छात्राः छात्रवृत्तिं प्राप्नुवन्ति चेत् विषयः प्रयोजनकरः भवति महिलाः बालिकाः वा भवन्तु बालकाः वा भवन्तु सर्वे छात्राः छात्रवृत्तये योग्याः भवितुम् अर्हन्ति तत्र तेषां पठनार्थं कियान् उत्साहः भवति उत्तमतया परीक्षां लिखन्ति वा इति एतद् दृष्ट्वा तादृशीं छात्रवृत्तिं छात्राः प्राप्नुवन्तु महिलानां कृते कदाचित् इतोपि तत्र विभिन्नाः योजनाः भवन्ति नाम एकस्मिन् गृहे यदि कस्यापि परिवारस्य एका पुत्री अस्ति चेत् तस्यै एतावती छात्रवृत्तिः नो चेत् एतावत्याः योजनाः भवितुमर्हन्ति सा पठनं कर्तुम् एवं योग्या भवति एवं विभिन्नाः योजनाः वयम् ज्ञातुं शक्नुमः योजनाः बह्व्यः सन्ति ए एतादृ एवं बालकानामपि परं तादृशीं छात्रवृत्तिं स्वीकृत्य ते छात्राः सम्यक्तया पठन्तु स्वकार्यं सम्यक् कुर्वन्तु अभिवृद्धिं प्राप्नुवन्तु समीचीनान् उद्योगान् प्राप्नुवन्तु इति तावदेव अत्र विषयः विशिष्टः भवति